यदि अवसरः दत्तः तर्हि भारतस्य अथवा तव राज्यस्य कामकलाशैली दर्शयितुं इच्छामि कारणम् अस्ति मम देशे यत् किमपि कलाशैलीम् अस्ति यदि अन्यदेशे प्रचारं करिष्यामि तया मम देशे किं कार्यं प्रचलति किं उत्सवं अस्ति मम देशस्य कलाशैलीम् अस्ति ते ज्ञातुं शक्नुवन्ति तथा ते अस्माकं देशस्य कलाशैलिम् अनुकरणं कर्तुं अपि शक्नुवन्ति